आदौ बालकाण्डं दशरथस्य चरित्रं पुत्रस् पुत्रकामेष्टि यो यागेन रामलक्ष्मणभरतशत्रुघ्नाः अवतरितवन्तः अयोध्याकाण्डं चतुर्दशवर्षेभ्यः वनवासगमनम् अनन्तरम् आरण्यकाण्डं रावणस्य आगमनं सीतायाः अपहरणम् ततःपरम् किष्किन्धाकाण्डं वालेः कथा हनुमान् रामयोः मेलनं सुन्दरकाण्डं हनुमान् कथं लङ्कां प्राप् प्रति गच्छति गत्वा कथं सीताम् आनयति इति तत्र भवति ततः परं सुन्दरकाण्डम् रामया रामरावणयोः युद्धं रामस्य जयम् उत्तरकाण्डम् इदमेव अन्तिमं काण्डं वर्तते ततः परम् अयोध्यां प्रति आगमनं प्रत्यागमनं रामेण रामस्य शासनारोहणम्